महोदय प्रणमामि अ सम्यक् सम्यक् अस्मि सम्यक् अस्मि हा सम्यक् अ सम्यक् आचार्यचरणाः आचार्यचरणाः इदानीं विद्यालयेषु अध्ययनम् अध्यापनम् अतीव सम्यक् रूपेण प्रचलति यतोहि यतोहि छात्राणां यत् सिलेबसं वर्तते तत्र इदानीं समाप्तप्रायः वर्तते सम्यक् सम्यक् सं सम्यक् सम्यक् हा सम्यक् सम्यक् सं

अभिव्यक्तिः आ आ हा हा हा सम्यक् वदामि अहम् आचार्यः वदामि आ किमस्ति अध्या अध्यापना अध्यापनेन सह अध्यापकाः स्वस्य वर्धनाय अभिव्यक्तिवर्धनाय च इदानीं स्वस्वविषयेषु लेखनादिकं कार्यमपि कुर्वन्ति अध्यापकाः किञ्च यत् सेमिनार् वर्तते यद् शोधकार्यं वर्तते तदपि अध्यापकाः सम्यग्रीत्या कुर्वन्ति हा अथ् हा अथ च इदानीं ह ह् ह् समी हा इदानीं प्राच प्रचाल्यमाणं वर्तते आचार्यः इदानीं यत् यत् सेमिनारे अथवा सभायां यद् आगत् लेखाः इदानीं आगच्छन्ति तस्मिन् शोधले शोधलेखाः इदानीम् आगच्छन्ति तस्य शोधलेखस्य सम्मार्जनं कृत्वा प्रकाशनाय सर्वे अध्यापकाः सन्नद्धाः सन्ति इदानीं सर्वे अध्यापकाः सन्नद्धाः सन्ति अथ च यद् यत्किमपि अध्ययनातिरिक्तं यत् किमपि कार्यमस्ति अध्यापकानां स्वस्य ज्ञानस्य अभिवर्धनाय अथ च लेखनादिकं यत् कार्यं वर्तते इदानीं बहवः अध्यापकाः पुस्तकं निर्माणं कृत्वा प्राकाशयन् अतः

हा अवश्यं नूनं नूनमेव नूनमेव भविष्यन्ति आचार्य सम्यक् अन्यत् कापि यदि पृच्छा अस्ति चेत् तर्हि आचार्यचरणाः पृच्छन्तु हा सम्यक् सम्यक् ह सम्यक् सम्यक् आ सर्वे अध्यापकाः हा हा आचार्यचरणाः सर्वे अध्यापकाः छात्राश्च सम्मिल्य क्रीडनक्षेत्रे गत्वा सायङ्काले क्रीडं क्रीडनं कार्यमपि कुर्वन्ति एवमस्ति आचार्य अतः प्रणमामि आचार्य मिलामः